संस्कृते साहित्यमीमांसाः वेदकालतः एव आरब्धाः वेदः वेदः वेदः वेदः तु अस्माकं मतरीत्या वेदाः बहुप्राचीनाः अनादिः अनन्ताः केनापि न लिखिताः न न लिखिताः तस्मात् वेदकालतः एव साहित्यमीमांसा आरब्धा इति तस्य इतिहासविषयस्तु बहु विस्तृतः वर्तते वेदः कति प्राचीनः वर्तते तद्वदेव संस्कृतसाहित्यमपि तावदेव प्राचीनं वर्तते इति